अद्य भारते अभिमुखीकल मानः प्रथमः प्रश्नः नो चेत् प्रतिशन्ति इति वक्तुं शक्यते कर्मस्य अभावः यदि नूतन जनाः तेषां पठनम् अनन्तरं कुत्र कार्यं करोति इत्येव प्रथमप्रश्नः कार्यं कर्तुम् अवसरः बहूनि सन्ति वा इति पृष्टे श सति नास्ति इति वक्तव्यं किमर्थम् इत्युक्ते बहूनि प पठनशाकानि पठनविषयाणि अपि सन्ति चेदपि तेषां कर्म कर्तुम् अवसरः नास्ति कथम् इत्युक्ते किञ्चित् राष्ट्रीयादि सामाजे विध्यमानः राष्ट्रीयविषयाणि इति कारणेन तत्र तेषाम् अवसरः न प्राप्यते तदेव प्रथमः प्रतिसन्धिः प्रथमः विघ्नः इति वक्तुं शक्यते अनन्तरमेव स्त्रीशाक्तीकरणविषये बालिकानां कृते अपि साक्षरता अपेक्षते खलु परन्तु भारते कश्चन प्रा प्राङ्क्तेषु बालिकानां कृते सम्यक् विद्याविषयेषु पाठन साक्षरता विषयेषु बालिकाः तावत् अग्रे नास्ति ते अधुना अपि पृष्टभागे एव सन्ति तदपि भारतस्य अद्यतन प्रतिसन्धिषु विघ्नासु एकः इति वक्तुं शक्यते अनन्तरं वर्तते राष्ट्रीय वैराग्ययुक्तेन एव राजा राजस्तरीयाः प्रवर्तनं कुर्वन्ति तदपि सम्यक् नास्ति किमर्थम् इत्युक्ते राज्यस्य पालनमेव तेषां कर्म तेषाम् उत्तरवादिनः इति वक्तुं शक्य परन्तु तेत् तत् सम्यक् करोति करोति चेत् तत्र क्लेशः नास्ति परन्तु ते तत् अधुना अद्यतनकाले ते तद्विषये किञ्चित् श्रद्धा न्यूनत्वं द्रष्टुं शक्यते एतेषु विघ्नान्येव प्रमुखतया मम दृष्ट्या वक्तुं शक्यते इतोऽपि सन्त्येव परन्तु तत् साक्षात् अस्माभिः अद्य अधुना एतत् समयस्य भावः अपि सन्ति परन्तु तत् तदपि अस्ति बहूनि विघ्नानि सन्ति एव यदि तत्सर्वं वारणं कृत्वा अस्माभिः अग्रे गन्तव्यमेव खलु तदेव अस्माकं धर्मः